मम क्षेत्रम् अथवा मम प्रदेशः बेङ्गळूरु इति तस्मिन् प्रदेशे अस्माकमेव काचिद्भूमिः वर्तते तत्र वयं सस्यानाम् आरोपणं कुर्मः अस्माकं निकटे नैकानि सस्यानि सन्ति तानि आनन्देन अस्माकं क्षेत्रे वर्धन्ते यतः अस्माकं क्षेत्रे जलबाहुल्यं वर्तते सस्यं यदि प्रवर्धनीयं तर्हि जलम् अतीव आवश्यकम् उदाहरणार्थं पूगीफलं यदि अस्माभिः प्राप्तव्यं तर्हि पूगीफलस्य वर्धने अतीव क्लेशमपि अनुभोक्तव्यं भवति कः क्लेशः इति चेत् जलस्य एव यदि अधिकं जलम् अस्ति तर्हि पूगीफलम् अतीव सुन्दरतया अतीवफलसहितं सत् आगच्छति मम क्षेत्रे पूगीफलस्य वृद्धिः अधिका दृश्यते जलवशात् अतः आ आवर्षं पूगीफलस्य प्राप्तिर्भवति किञ्च खादनाय नानाविधसस्यानाम् अपि आरोपणं वयं कुर्मः बीजावापनेन एव अस्माभिः सस्यस्य प्राप्तिः भवति वयम् आपणेषु गत्वा सस्यानि न आनेष्यामः स्वयं बीजावापं कृत्वा सस्यानां वर्धनं च कृत्वा वयं सस्यानि प्राप्नुमः इत्थम् अस्य अस्माकं क्षेत्रे सस्यवृद्धिरस्ति किञ्च पूगीफलस्य कल्पवृक्षस्य च वर्धने अस्माकं परिश्रमः अधिकः अस्ति पूगी वा भवतु कल्पवृक्षो वा भवतु सर्वदा भवति इति कृत्वा अस्माभिः वृक्षद्वयम् अवश्यं वर्धयामः अतः ऋतुकालादीनां भेदः अस्मासु न भवति परम् ऋतोः अनुसारमपि कानिचन सस्यानि वयं वर्धयामः एव तत्तु खादनाय भवति इति अहं वक्तुम् इच्छामि